अहं वीडियो गेम् विषये बहुधा न जानामि पूर्वं किञ्चित् क्रीडितवती इदानीम् अहं वीडियो गेम् क्रीडामि चेत् मम गृहे मम पुत्रद्वयमपि क्रीडितुम् इच्छन्ति अहं न क्रीडामि चेदपि ते इच्छन्ति अहं क्रीडामि चेत् किं भवति इति वक्तुं न शक्यते इति कारणतः अहं वीडियो गेम् न क्रीडामि किन्तु तत्र एक विषयः अस्ति क्रीडानिर्वहणम् अहं कर्तुम् इच्छामि किन्तु क्रीडा एव अस्माकं निर्वहणं कर्तुं शक्यते चेत् तद् बहु सङ्कष्ट विषयः भवति इति कारणतः अहं बहुधा वीडियो गेम् इति विषये किमपि वक्तुं न इच्छामि